ह हरिः ओम्

कः वदति हा अहं मम नाम शुभजित् पण्ड अहं बङ्गप्रदेशीयाः अहं भवतः प्रदेशे नाम हिमाचल् प्रदेशे इदानीं भ्रमणार्थम् आगच्छामि तर्हि किं तत्र द्रष्टव्यमस्ति तद् किञ्चित् चिति वदति चेत् ओ हो हो तर्हि इदानीम् अहम भवान् प्रतिदिनं गृहे स्त् तिष्ठति वा नो चेत् कदा आगमिष्यामि किञ्चित् गयिड् अपेक्षते पुनः तत्र कुत्र अहं वसामि तथापि ओ हो अनन्तरं ह्म् अनन्तरं तद् भोजनव्यवस्था नाम तत्र वङ्गप्रदेशीयानां कृते किमपि प्रदेशीय भोजनं लभ्यते वा अथवा भवतः प्रदेशे किमपि सम्यक् भोजनम् अस्ति वा नाम भवत प्रदेशे भोजनस्य किमपि विशेषता अस्ति वा पुनश्च धर्मक्षेत्रं किमपि अस्ति वा ह्म् इदानीम् अस् इदानीमस्मिन् समये शैत्यमधिकं वा नाम बहु किमपि अवश्यकं वा पोषाकादि इत्यादिकं शैत्यवस्त्रं ओ हो अस्तु तर्हि पुनः मिलामः हा हा